आधुनिकसमयः वैज्ञानिकसमयः अस्ति अस्मिन् समये बहूनां साधनानाम् आविष्कारः अभवत् तेषु एकः महत्त्वपूर्णः आविष्कारः अस्ति चलदूरवाणी चलदूरवाण्यः इति अत्र वयं द्रष्टुं शक्नुमः पूर्वं घटिकायाः आवश्यकता पृथक् भवति स्म दूरवाणी कृते एकं बोक्स् भवति स्म पूर्वं पुनः लेखनार्थं किञ्चित् पञ्जिका इत्यादिकानाम् आवश्यकता भवति स्म एतद् सर्वं सः न एतद् अपि तु साक्षात् कम्प्यूटर् इत्यादिकं सर्वं कार्यम् अनेन एव अनया चलदूरवाण्या एव सम्भवति मम जीवनेऽपि अस्याः चलदूरवाण्याः अतीवप्रभावः अस्ति प्रायः अहं टङ्कणकार्यमपि दूरवाण्या एव करोमि पुनः रेकार्डिङ्ग् अपि दूरवाण्या करोमि कदाचित् कक्षायां पाठयामि तर्हि पाठनावसरे रेकार्डिङ्ग् अपि भवति यस्य प्रसारणमन्येषां छात्राणां कृतेऽपि भवति तदपि अनया दूरवाण्या एव सम्भवति अतः अस्य प्रभावः मम जीवनकाले अथवा मम जीवने अतीव वर्तते